वार्तापत्रिकाः पठितुं मम प्रदेशे हैद्रबादनगरे मम प्रदेशे यत्र मम वासःअस्ति तत्र तु सार्वजनिक ग्रन्थालयाः न सन्ति एकः तु वर्तते तत् वयं सैन्स् लैब्ररि इति वदामः तत्र वार्तापत्रिकाः तु सन्ति किन्तु विज्ञानसम्बन्धित पुस्तकानि ताः तत्र सज्जिकाः वृत्तपत्रिकाः अपि सन्ति अतः तत् वयम् विज्ञानग्रन्थालयः अथवा सैन्स् लैब्ररि इति वदामः तत्तु बहु सुकरमस्ति एतत् तु बि हेच् एल् संस्थायाः टौन्शिप् प्रान्ते अस्ति अतः भिन्न भिन्न बालकाः प्रौढाः यु युवाः सर्वे आगत्य तत्र पठन्तः सन्ति इदानीन्तन दिनेषु अधिकतया जनाः अन्तर् दूरवाण्याम् अन्तर्जालम् अन्तर्जालीयपुटान् पुटान् एव पठन्ति क्रिन्तु ग्रन्थालयाः अपि ग्रन्थालयः गन्थालयः तादृशः स्थानं यत् स्थानं किमपि किमपि स्थानं यदा कल्पितमस्ति तस्य प्रभावः तस्य प्रेरणा तु तेन प्रेर प्रेरणा तु भिन्नः अनुभवः अपि भिन्नः सम्यक् अपि अस्ति इति मन्ये